अस्माकं ग्रामे कबडिक्रीडा भवति तत्र ग्रामीणाः ये छात्रा भवन्ति ते ते सर्वत्र अत्र आगच्छन्ति आगच्छन्ति ते सन्तोषेण भागम् वहन्ति तत्र अस्माकम् अध्यापकाः ये ज्येष्ठछात्राः वर्तन्ते ते बालकानाङ्कृते सूचनां यच्छन्ति ते अनुसरन्ति प्रतिदिनं सायङ्काले पञ्चवादनतः सार्धषड्वादनपर्यन्तं ते मिलित्वा क्रीडन्ति यदा छात्राः बालकाः बालिकाश्च आगच्छन्ति तेन सन्तुष्टाः तेषां पितरः ग्रामीणजनाः आगच्छन्ति यदा आगच्छन्ति तदानीं परस्परसाहाय्यं कौटुम्बिक समस्याः इत्यादि विचारोपि तत्र चर्चा भवति एवं यदा भवति तदा सर्वे तत्र मिलित्वा स्वस्य स्वस्य स्वस्य यदि काचित् समस्या स्यात् समस्यायाः परिहारम् अपि कुर्वन्ति

ते सर्वे ग्रामीणजनाः यदा आगच्छन्ति ते तत्र ज्येष्ठाः ये भवन्ति आसक्ताः जनाः ये भवन्ति ते सर्वे आगत्य मिलित्वा एवं सामुदायिकचिन्तनं कुर्वन्ति यदा चिन्तनं भवति तदा अस्माकं सहाय्यम् उत्पद्यते सर्वेषां मनसि वयं सर्वे एकाः वयं सर्वे अस्माकम् अनैक्यं नास्ति एकमत्यं भवति इत्यादि भावना जाग्रता भवति